क्रीडाः बालिकानां क्रीडाः बालानां क्रीडाः इति भिन्नभिन्नक्रीडाः भवन्ति क्रीडाः के न इच् क्रीडाः के न इच्छन्ति सर्वे इच्छन्ति किमर्थं क्रीडाः आवश्यकाः इत्युक्ते शारीरक आरोग्यं मानसिक आरोग्यं तयोः मेलनेन स्वास्थ्यं च यच्छन्ति क्रीडाः कथं कथं यच्छन्ति इत्युक्ते आङ्गिकचालनं कुर्मः क्रीडा गमनाय र् प्रणालिकां रचयामः नायकत्वं वहामः कदाचित् स्वयं तत्र भागं स्वीकृत्य अन्यानपि प्रचोदयामः एवं क्रीडारङ्गे बहुकार्याणि भवन्ति ये ये क्रीडाः इच्छन्ति तेषां तु समयः न पर्याप्तः एव भवति बालाः वा युवकाः वा वृद्धाः वा सर्वेषां कृते भिन्नभिन्नक्रीडाः भवन्ति एव बहिः क्रीडितुं शक्नुमः गृहे क्रीडितुं शक्नुमः व्ं समष्टिरूपेण क्रीडितुं शक्नुमः बहु क्रीडाः सन्ति प्रभुत्वसर्वकाराः अपि क्रीडार्थं प्रोत्साहं यच्छन्ति नाम अत्र मानसिक आरोग्यं कथं भवति इत्युक्ते वृथा चिन्तनं न भवति क्रीडायां रताः भूत्वा शान्तिम् अनुभवन्ति आनन्दम् अनुभवन्ति तदनन्तरं वृथा चिन्तनं न कुर्वन्ति एव तेन मानसिक आण् आत्मविश्वासः अपि भवति पुनः जयम् अपजयं स् द्वयमपि समानरूपेण द्रष्टुम् अभ्यासः भवति मित्राणां सङ्ग्रहणे मित्रैः खेलने नाम समाजस्य अवगमने समाजम् अवगन्तुं एवं बहुविध उपयोगः भवति क्रीडा इति मातरः वा पितरः वा बालान् प्रेरयन्ति चेत् केवलं गृहे स्थित्वा एव क्रीडाः न बहिः अवश्यं गन्तव्यं बहिः क्रीडाः भवन्ति चेत् अधिकलाभः नाम गृहे सन्ति क्रीडाः परन्तु तेन ज्ञानमेव वर्धते चातुर्यं वर्धते परन्तु आङ्गिकशारिरक आरोग्यं सम्यक् न भवति शारिरक आरोग्यार्थं कबड्डि वोलिबाल् कन्दुकक्रीडा एतादृशक्रीडाः किं भवन्ति चेत् एव सम्यक् भवति